अहं नलिका जलं स्वीकरोमि एतेन नलिकाजलेन गृहे यानि कानि कार्याणि भवन्ति तानि सर्वं झटिति झटिति एव भवन्ति सरलतया भवन्ति यत्किमपि यदा कदापि जलस्य आवश्यकता भवति तदा वयं नल् नल् नलिकाजलेन एव कुर्मः एतद् जलम् आगच्छति स्वच्छं भवति परन्तु एतेन केचन केमिकल् उपयुज्य स्वच्छीकरणं भवति तु एतेन स्वास्थ्य स्वास्थ्यस्य कृते किञ्चित् हानिकरं भवति यदा कदा जलम् अशुद्धम् अपि आगच्छन्ति कदा कदा तु दुर्गन्धः अपि भवतिः एव